हलो हरि ओं अद्य अद्य कर्तनं सेलुन् अपि रिक्तमस्ति वा नास्ति ओपन् अस्ति वा

अहं तु मम केशकर्तनं भविष्यति अतः अहं कोल् करोमि त् कदा मम अद्य अद्य अष्टवादनतः अस्तु तर्हि अहं गच्छामि मम तु अतीव स्टैलिश्ट् इति कर्तनं भविष्यति केशः तत् फ़्या अधुना अधुना अधुना यत् अधुना यत् तेन भविष्यति तदानीमहं कर्तनम् इच्छामि तदा सल्मन् खान् सल्मन् खान् यदपि करोति न तत् तत् तदेव अहं कर्तनं करोमि तर्हि एतस्य कति धनम् अपेक्षते एकसहस्रं वा किञ्चित् न्यूनं कुर्वन्तु न्यूनं कुर्वन्तु किञ्चित् अधुना अधुना तु एतत् अधुना तु एतत् चेन् भवति एतत् जानामि किञ्चित् किञ्चित् न्यूनकु क कियत् मुद्रां न्यूनं कुर्मः न्यूनं भविष्यति वा अहं गच्छामि तर्हि सर्वे कुर्वन्ति वा तत्रत्य जनाः तत् अहं जानामि अहं जानामि फ़ेमस् अस्ति तदर्थं तु अहं कोल् करोमि कल् किमर्थं करामि तर्हि तर्हि तत्रत्याः सर्वेजनाः एतत् कर्तनं कुर्वन्ति वा न कुर्वन्ति

तत् फ़ेस्लिटी किं किमस्ति मेश्शस् मध्ये भविष्यति वा जानामि तत्र ए सि अस्ति ए सि ए सि निमित्तं एतत् जानामि ए सि निमित्तं वा अधिकमूल्यं दद्मः वा

बहु बहु संख्यकाः जनाः आगच्छन्ति वा तत्र अहन्तु लैन् कुर्मः अधुना तु मम लैन् किञ्चित् स्थापयन्तु अहं गच्छामि